मया तु यदा कदापि चित्रकलाशालां प्रति न गतः इत्येव चिन्तयामि किन्तु चित्रकलासङ्गोष्टीं वा एकवारं दृष्टवान् अस्मि तत्र बहूनां तत्र चित्रकाराणां चित्राणि दृष्टवान् अस्मि तत्र विशेषतया अध्ययनं कृतम् इति नास्ति तथापि तत्र द्वित्र उपायान् तु अहं जानामि कथं करणीयं तत्र तु एकं तु मनसि विचिन्त्य ते कदाचित् चित्रं लिखेयुः लिखन्ति इति अस्ति कदाचित् एकं चित्रं दृष्ट्वा तद्वदेव ते लिखन्ति इति अस्ति कुत्रचित् एकम् उपावेश्य तस्य त्रि डि डैमेन्शनल् इति त्रिमा चित्रमपि ते निर्माणं कुर्वन्ति इति अनन्तरं मुक्तहस्तलेखणम् इति फ़्रि हेण्ड् लेखनमपि कुत्रचित् अहं दृष्टवान् अस्मि यदि वयं चित्रस्य उपरि एव हस्तं स्थापयित्वा लिखामः तेन कथं भवति इत्यपि किञ्चित्मात्रेण तत्र अहं श्रुतवान् अस्मि तावदेव